हरिः ओं वदतु एवम् अहमेव अस्मि वदतु हा एवम् एवं किं जातं तत्र एवम् एवम् एवम् इतोऽपि घनीकरणमपि भवति वा सम्यक्तया तद् एवम् एवम् एवम् अहम् आगत्यैव तत् चेक् करोमि किं जातम् अस्ति प्रायः तत्र पृष्ठे फ़्यूस् अस्ति तत् सम्यक् अस्ति वा दृष्टं वा एवं दृष्ट्वा वदतु एकवारम् एवं नाम सम्यगेव अस्ति अस्तु अहम् अगत्यैव तद् चेक् करोमि भवतः भवान् कुत्र निवसति एकनिमिषम् अहं लिखामि एकनिमिषं लेखनीं स्वीकरोमि हा वदतु एवं हा हा एवं श्वः रा श्वः सायङ्काले शक्यते वा तदा न न अस्माकं शाप् स सायं पञ्चवादने क्लोस् भवति पिदधाति तदनन्तरमहं यदा गृहं गच्छामि तदा भवतः गृहे आगत्य तद् चेक् करोमि तद् पश्यामि अहं किं जातमस्ति तदनुसारेण अहं चार्ज् करोमि एवम् अस्तु एवम् इतोऽपि किं किमपि सम्यक् नास्ति वा तदपि आगत्य चेक् करोमि वदतु एवम् अस्तु नाम मम अहं सर्वं ब्याग् स्वीकृत्य आगच्छमि सर्वं चेक् करोमि अस्तु श्वः श्वः सायं हा नाम रेफ़्रिजेटर् रेटर् इत्यस्त्य पञ्चाशत् रूप्यकाणि स्वीकरोमि न न श्वः आगमिष्यामि अद्य कार्यमस्ति एवम् अस्तु अद्य यदि शक्यते तद् अहं सायमद्यै व आगमिष्यामि तथा एवम् एवम् अस्तु अस्तु अद्यैव प्रायः अहं प्रयत्नं करोमि अद्य सायमेव आगन्तव्यम् इति हा तद्दीपः अपि यत्किमपि अस्ति तद् पश्यतु एकवारं तत्सर्वम् आगत्य एवम् एवहम् एवं वाषिङ्ग् मषिन् इति इत्यादिकं तदपि सम्यक् अस्ति वा एवम् अस्तु अहं श्वः आगमिष्यामि न चेत् अद्यैव प्रयत्नं करोमि अद्य आगन्तव्यमिति नोचेत् श्वः प्रातः आगत्य अहं कारयामि तत्सर्वम् एवम् एवम् अस्तु अस्तु भवान् कुत्र निवसति उक्तवान् रामटेके वा हा एवम् एवम् आगमिष्यामि अस्तु हा धन्यवादाः